महाभारते अष्टादशपर्व पर्वाः सन्ति पर्वाणि सन्ति तत्र मुख्यतया तत्र भीष्मपर्वे भगवद्गीता आगच्छति तत् मम कृते बहु प्रियम् अस्ति अनन्तरं तत्र बहु नीतियुक्तवचनानि अनन्तरं बहु सन्देशयुक्तवचनानि प्रेरकदाय प्ररणादयकवचनानि जीवनस्य समस्यानां कृते उत्तराणि एवं सर्वविध एवं सर्वविध उत्तराणि अपि तत्र मिलन्ति अस्माकं कृते इदानीं जामिता भवति चेत् वयं भगवद्गीतायां पश्यामः चेत् तत्र उत्तराणि मिलन्ति एवं तत्र तु प्रधान पर्व अनन्तरं विदुरनीतिः वर्तते अनन्तरम् उद्योगपर्वः उद्योगपर्वम् अपि वर्तते अनन्तरं सभापर्व तत्र सभापर्वणि द्रौपद्याः भक्ति कियत् आसीत् इति तत्र वयं पश्यामः तस्य वस्त्रापहरणसन्दर्भे तत् अपि अस्माकं कृते मार्गदर्शनं भवति तथा आचलरीत्या भक्तिः भवेत् देवस्य कृते इति अनन्तरं वयमग्रे गच्छामः चेत् वनपर्व इति अस्ति तत्र तु बहु बहु नीतियुक्तवचनानि भवन्ति तत्र यक्षप्रश्नः वर्तते तत्रापि बहु सन्देशयुक्तवचनानि सन्ति युधिष्ठिरस्य यक्षस्य तत्त्वचिन्तनं तत्सर्वं पश्यामः चेत् बहु सम्यक् वर्तते अनन्तरं कथाः सयक् अस्ति बकासुरस्य तथा अनन्तरम् अग्रे गच्छामः चेत् विराटपर्व अज्ञातवासस्य कथाः अपि बहु सम्यक् अस्ति गोग्रहणम् इत्यादि कीचकस्य वधम् रोमाञ्चनकारी भवति अनन्तरं भीष्मपर्वणि युद्धं सर्वं सम्यक् भवति भीष्मः दशसहस्रसैनिकानां हननं कृतवान् तावात् परक्रमशाली द्रोणपर्व पाण्डवानां गुरुः तत्रापि सम्यक् भवति अनन्तरं अश्वत्थामो हतः कुञ्जरः इति तत्र एकवाक्यम् आगच्छति तत्र धर्मराय धर्मराजः एव वदति तद्वाक्यं विवाहकाले रतिसम्प्रयोगे इति एकवाक्यम् अस्ति असत्यं वक्तव्यम् एतादृशसन्दर्भे अधर्मः अस्ति चेत् तद् विनाशं कर्तुं असत्यं वक्तुं शक्यते इति अत्र सन्देशः वर् वर्तते तदर्थं द्रोणहननसन्दर्भे असत्यं धर्मराजः उक्तवान् अनन्तरं कर्णपर्व अस्ति तत्रापि सम्यक् युद्धाय रोमाञ्चनकारि दृश्यं पश्यामः अनन्तरं शल्यपर्वः तत्रापि सम्यक् अस्ति एवं शान्तिपर्वणि शान्तिपर्वणि अपि सम्यक् अस्ति एवम् अष्टादश पर्वाणि महाभारते सम्यक् प्रतिपादितानि